मम बाल्यकाले एव सीवनस्य अभ्यासः आरब्धा निट्टिङ्ग् किञ्चित् कालानन्तरं कृतवति बाल्यकालः इत्युक्ते अहं नवम्यां कक्ष्यां यदा पठन्ति आसं तस्मिन् समये एव मम माता उक्तवति ग्रीष्मकालः अस्ति भोः भवती अहम् अस्माकं बन्धुगृहस्य बन्धुगृहं गच्छतु तत्र स्थित्वा एव सीवनम् इत्यादिकं जानातु इति उक्तवति तदा अहं किमपि न जानामि सीवनविषये गतवति सा एकवारं मम म् मातृव्या अस्ति आसीत् सा सा प्रथमवारम् एकं कर्तयन्ती अस्ति तत् अहं दृष्टवति प्रथमवारम् इत्युक्ते सा न मम दर्शनं प्रथमवारं सा कर्तयन्ती आसीत् तस्मिन् समयेव अहं झटिति ज्ञातवति पुनः कदापि सा न उक्तवति अहमेव पुरातनवस्त्राणि निष्कास्य तानि सम्यक् समीकृत्य पुनः नूतनवस्त्राणामुपरि स्थापयित्वा तथा कर्तनं ज्ञातवति अन्येभ्यः बहुभ्यः पाठि पाठितवति सीवनं मम गृहे परिचारिका आगच्छति स्म तस्याः कृते पृष्ट्वा पृष्ट्वा जानातु भोः बहु उपयोगः भवति इति उचितरूपेन एव पाठयत् पाठितवति अनन्तरं मम धनविषये नास्ति मम सीवनकार्यं बहुकालं कृतवती परन्तू धनसङ्ग्रहणार्थं न मम इच्छा तत्र अस्ति रुचिः अस्ति किमर्थमस्ति इति अहं न जानामि तत् अहं मया रोचते तत् कार्यं एवं भिन्न भिन्न मोडल्स् दृष्ट्वा तत् रात्रिपर्यन्तं सीवनं कृत्वा अनन्तरं तद्दृष्ट्वा बहु सन्तोषम् अनुभवामि स्म एवमेव नूतनोत्साहं तदर्थमेव अहं मम अभिरुचिं रक्षामि अनुवर्तनं करोमि अन्येषां प्रेरणा कापि नास्ति प्रथमवारं मम माता एव मार्गदर्शनं कृतवती गच्छतु एवं कार्यं करोतु भवती बालिका खलु इति तदा आरभ्य एतावत् पर्यन्तं ह्यः पर्यन्तमपि सीवनं कृतवती मम एव एतादृश स्वयं मम प्रेरणा आत्मा आत्मना एव अहम् इच्छामि मम कार्यम्